मम प्रदेशस्य मुख्यः उद्योगः अस्ति वस्त्रोद्योगः हस्तनिर्मितं वस्त्रम् पुरातनकालात् एतत् प्रसिद्धं नागपुरीयं हस्तनिर्मितं वस्त्रं पर्यटनक्षेत्रे अपि एतत् प्रसिद्धं पर्यटकाः एतद् उद्योगविशेषं जानन्ति तद्द्रष्टुम् आयान्ति न केवलं पश्यन्ति अपि तु क्रयणमपि कुर्वन्ति परं हस्तनिर्मितं सूत्रं तेन हस्तनिर्मितं वस्त्रम् इति प्रकारविशेषः खलु वस्त्रमध्ये इदानीं सङ्गणकेन तत् भिन्नाः भिन्नाः आकृतिबन्धाः निर्मान्ति अन्यच्च यन्त्रनिर्मितं सूत्रं तस्य प्रभावः आकर्षणं च अधिकं दृश्यते हस्तनिर्मितं वस्त्रं यः निर्मातुं शक्नोति तादृशाः जनाः अपि न्यूनाः भवन्ति इति दृश्यते ईदृशी समस्या वर्तते कालाय तस्मै नमः किमन्यत्